नमस्कारः अत्र प्रश्नः स्वस्य छायाचित्रस्य सार्वजनिकप्रदर्शनं इत्युक्ते अहं छायाचित्रं चित्ररचनां वा अस्माकं मुखचित्रं वा मुखचित्रं तु इदानीं फ़ेस्बुक् मध्ये अस्ति वाट्साप् मध्ये अस्ति इन्स्टाग्राम् मध्ये अस्ति तादृशमस्ति तस्य अनुभवस्तु सर्वे मां जानन्ति एकः सन्तोषः भवति ते अस्मान् ज्ञात्वा एव दूरवाणीं कुर्वन्ति सम्भाषणं कुर्वन्ति तत्र एकं लघु प्रसिद्धिः भवति किमपि अस्ति चेत् ते अस्मान् वदन्ति अनन्तरं भिन्नरीत्या छायाचित्रं रचनां कृत्वा अथवा चित्राणां रचनां कृत्वा प्रदर्शनं न कृतं मया छायाचित्रस्य सार्वजनिकप्रदर्शनम् धन्यवादः